मम क्षेत्रे नूतनाः व्यापाराः आरब्धुं शक्यन्ते किमर्थं नाम अत्र निरुद्योगसमस्याः वर्तन्ते यदि व्यापारः आरब्धः तर्हि निरुद्योगसमस्या न्यूना भवति तदर्थम् व्यापाराः आरब्धुं शक्यन्ते किमर्थमित्युक्तौ सर्वे धनं इच्छन्तीति कृत्वा धनस्य आगमनं गमनं व्यापारे भवति तदर्थं व्यापारः आरब्धुं शक्येते व्यापारः कः भवितुमर्हति नाम सीवनव्यापारः भवितुमर्हति नूतननूतनचूडिदार् सीवनं नूतननूतनब्लौस् सीवनं पुनः फ्रोक् सीवनम् इत्यादिकं भवितुमर्हति किमर्थमित्युक्तौ आधुनिकजगति तादृशवस्त्राणाम् अपेक्षा वर्तते तादृशवस्त्राणां धरणे महिलाः उत्साहेन भवन्ति धर्तुमिच्छन्तीति कृत्वा तादृशवस्त्राणां व्यापारं वस्त्रसीवनव्यापारम् भवितुमर्हति